लेखनसमये प्रेरणां रक्षितुम् अहं किञ्चित् अधिककार्यं करोमि किमर्थं चेत् तत्र एकघण्टात्मक निमेषात्मकम् अहम् एकं लेखनं लिखामि तदनन्तरम् एकं स्वल्पं स्वल्पकालं रेस्ट् कृत्वा पुनः आरम्भं कृतवान् तत्र मानसिक उल्लासः जायते मानसिक उल्लासा अर्थं किं किम किञ्चित् रेस्ट् आवश्यकं भवति अतः किञ्चित् कालं रेस्ट् कृत्वा पुनः लिखामि अस्माकमनुभवमेव तस्य लेकनसमये प्रेरणां रक्षितुं साहाय्यं भवति अतः किञ्चित्कालं रेस्ट् कृत्वा पुनः लेखन लेखनं करोमि